मोबैल् उत्तममस्ति किन्तु तत्र आप्रेशन् सिस्टं नाम नूतनम् अस्ति इति कारणतः इदानीं तस्य आप्रेशन् इत्यादि मम किञ्चिद् क्लेषः भवति पुनः तत्र बेटरी शीघ्रं डौन् भवति चार्ज् निमित्तं घण्टाद्वयम् आवश्यकम् एतद् उपयोगं कर्तुम् आरम्भं कुर्मः चेद् शीघ्रं बेटरी डौन् भवति अतः किञ्चिद् क्लेषः तत्र